समाजे शान्तिं कल्पयितुं तथा नागरिकान् च रक्षयितुं न्यायव्यवस्थायां विशेषतया समानता अपेक्षते तत्र अम्बेड्कर् महोदयेन यद् संविधानं रचितम् तस्य तत्र विशेषतया विशेष सर्वेषां धर्माणां विषये पुनरेकवारं विचिन्त्य रचनां कर्तुम् आवश्यकता अस्ति तथैव न्यायव्यवस्थायां मुस्लीम् जनानां हिन्दूधर्माणाम् उभयोः भिन्नता दृश्यते अतः एतादृशभिन्नतानाम् अपेक्षया समानता भवति चेत् सर्वदा सर्वेषाम् अपि समानरीत्या न्यायव्यवस्था भवति तर्हि समाजे शान्तिं कल्पयितुम् एकं मार्गः भवति तथैव अभराधविषये मूल्यशिक्षायाः विषये विशेषतया चिन्तनीयम् अस्माभिः मूल्लयुक्तं शिक्षा भवति चेत् अवश्यम् अपराधाः न्यूनाः भविष्यन्ति इति मूल्यज्ञानमेव मनुष्याणां स्वस्य विकासः व्यक्तित्वविकासः च भवति